हरि ओम् आह्वानं स्वागतम् आगच्छन्तु महोदय अस्माकम् अत्र आपणम् अस्ति खलु महोदय फ़ोटोग्रफ़ी विषये फ़ोटो शूट् फ़ोटो शूट् विषये फ़ोटोग्राफ़र् तु सामान्यः सामान्यः एव सामान्यव्यक्तिः एव अत्र फ़ोटो शूट् इति किञ्चित् आं महोदय

आं महोदय अस्तु आम् आं विशालः महोदय धन् धन्यवादः धन्यवादः धन्यवादः धन्य धन्यवादः महोदय धन्यवादः महोदया आम् अस्माकं अस्माकं फ़ोटो शूट् मध्ये तु अयम् अत्यन्तं प्राधान्यम् अस्ति यत् यत् यदा मुखं भवति तथै तथैव वयं फ़ोटो स्वीकुर्मः उत् उत्तमतया फ़ोटो न न न न न न न न न न महोदय अहम् अत्र यदा माडल् सुन्दरं भवति वयं तु सुन्दरतमं कु कुर्मः इति इति इति इति अस्तु महोदय अत्र तु अस्माकं वेब् सैट् मध्ये पेकेजस् सन्ति सन्ति खलु भवति पश्यति भवति पश्यति वा सिक्टीस् सिक्स्टीस् मध्ये विषये आवश्यकं वा सेवेन्टीस् मध्ये वा ऐय्टीस् मध्ये वा फ़ोटो शूट् मध्ये किम् आवश्यकं नाम महोदय महोदय महोदय किन्तु मम्ता तु अत्यन्तसुन्दरी अस्ति खलु अस्तु एवं वा अस्तु अस्तु न न न न महोदय अस्तु अस्तु य य यदा तथैव तथैव न महोदय तथैव तथैव कर्तुं शक्नुमः परन्तु किं कर्तव्यम् इति कुत्र मूल्यं तु पुनः कति चित्राणि आवश्यकं फ़ोटोस् आवश्यकं वा वीडियो आवश्यकं वा एवमपि आं महोदय चित्रमुद्रणमेव वा

पञ्चाशत् चित्रा पप पञ्चाशत् चित्राणि ममता तादृशी वा मम्ता तादृशं आवश्यकं वा अस्तु अस्तु महोदय कृपया आगमे आगच्छन्तु महोदया धन्यवादः